आम् अहं बङ्गप्रदेशतः वदामि तत्र तत्र सार्वजन् सार्वजनिक चिकित्सालयेषु व्याक्शिनेशन् कोविड् कः कोविशील्ड् लभ्यते वा हा कोविशील्ड् कोवीशील्ड् व्याक्सिनेशन् लभ्यते वा

अहं वङ्गप्रदेशतः वदामि तत्र वङ्गप्रदेशे कुत्र कुत्र एवं कोविशील्ड् व्याक्सिनेसन् लभ्यते इति प्रश्नः मम

ह्म् आम्

आम् तत्र चिकित्सालये आम् वदतु चिकित्सालयं गत्वा प्रथमं किं कर्तव्यं नाम व्याक्सिनेषन् इत्यस्य कृते किं कर्तव्यं प्रथमं नाम किमपि फार्म् पूर पूरयितव्यम् इति कुत्र नियमः अस्ति उत न

आम् आम्

आम् आम् आम् आम् चिकि चिकित्सालयस्य नाम प कस्मिन् विभागे तत् प्राप्यते वस्तुतः एमर्ज्न्सि ब ब बहवः विवा विभागाः सन्ति तत्र एमर्जन्सि विभागाः अस्ति पुनः एवं तत्र क् कुत्र तत्रगत्वा कः नाम कथं प्रष्टव्यं यत् व्याक्सिनेशन् कुत्र लभ्यते कथं लभ्यते पुनः व्याक्शिनेशन् ब व्या व्याक्सिन् इत्यस्मात् परं किं कर्तव्यं

अस्तु महोदयः